हरिः ओम्

मम नाम बि एस् आर् सोमयाजिलु भवान् कः अस्तु सन्तोषः वदतु महोदय

आम् पृच्छतु स्वगृहमेव स्वगृहमेव ओ जलं कृते विद्युत् विद्युत् शुल्कं कति वा

आम् आम् पञ्च पञ्चदशसहस्रं विद्युत् बिल् द्विसहस्रम् अस्ति एज्युकेशन् नास्ति कार्यानं लोन् अस्ति कार् लोन् अस्ति द्विसहस्रं द्विसहस्रम् अस्ति सूचयतु महोदय

आगमिष्यति अस्तु सम्यक्

अधुना तर्टी तौजेण्ड् प्रतिमासे वा मम वेतनं पञ्चदश पञ्चदशसहस्रम् अस्ति पञ्चाशत्

आम् अस्ति अस्तु प्रतिमासे पञ्चाशत् सहस्रम् अस्ति मम प्रतिमासे मम वेतनम् अस्ति द्विसहस्रं विद्युत् द्विसहस्रं जलं तर्टि तौजण्ड् बहु बहु अस्ति महोदय आम् न नक न न न शक्नोमि त्रिंशत् सहस्रं बहु बहु बहु बहु कष्टम् न क न शक्नोमि दशसहस्रम् मास्तु पञ्चाशत् पञ्चाशत् भवान् एकवारं पुनः एसेस्मेण्ट् कृत्वा आगच्छतु महोदय धन्यवादाः